सामाजिकपरिरक्षणे अभिवृद्धौ च बहूनि कार्यक्रमाणि योजनाः च प्रचलितानि सन्ति काश्चन योजनाः एवं वर्तन्ते प्रथमं भाग्यलक्ष्मीयोजना इति अधिकरणसाधना लोके स्त्री तासां रक्षणार्थम् इयं योजना बहु उपकारी अस्ति यतः अस्माकं देशे बहवः निर्धनाः भ्रूहत्यां कारयन्ति यदा पुत्री जायते इति ज्ञायते तदा एव भ्रूहत्यां कारयन्ति केचन बाल्यविवाहं कारयन्ति बालिकानां शिक्षणं न यच्छन्ति एतत्सर्वं निवारयितुं राज्यसर्कारेण एषा योजना आयोजिता अस्ति यदा पुत्री भवति तस्याः नाम्नि दशसहस्ररूप्यकाणि यच्छन्ति पुनः पठनार्थमपि धनसहायं कुर्वन्ति एतेन स्त्रीणां रक्षणार्थम् ए एषा योजना बहु उपकारि अस्ति द्वितीयं प्रधनामन्त्रिकृषिसम्मान् योजना इति भोजनं मनुष्यस्य आधारभूतम् अस्ति देशे बहवः कृषकाः तादृशाः सन्ति येषां धनसहायम् अपेक्षितं भवति अतः केन्द्रसर्कारतः इयं योजना आयोजिता अस्ति अनया ये लघुकृषकाः सन्ति तेषाम् इयं बहु अनुकूलाय भवति सहायनिधिम् अपि यच्छन्ति येन ते नूतनकृषिविज्ञां विज्ञानं प्राप्य उत्तमरीत्या कृषिं कर्तुं शक्नुवन्ति अनया योजनया कृषीणाम् समानमपि भवति इति इत्यस्ति